धन्यवादः अस्तु धन्यवादाः मम नाम निलुम तेजस्विनि आम् मम पुत्रः अष्टम कक्षा कक्षायां पठति हा तश्य नाम इन्द्रपालः तर्हि एकसूचना हा हा सूचना आगच्छति आम् तदर्थं आगच्छामि तर्हि तर्हि सः तु सर्वदा तर्हि स अस्तु तर्हि स तु सर्वदा गृहे उपविश्य पठति अध्ययनं करोति अहं पृच्छति चेत् सा स वदति अहं सर्वं गृहकार्यं समाप्तिं कृतवति अहं कक्षा मध्ये अपि प्रथमा प्रथम एवं स्वेन एकैकस्य प्रश्ने सर्वं उत्तरं दत्तवान् इति सः उक्तवान् तद् किमर्थम् एवं भवति

अहं मध्ये मध्ये अपि पाककार्यं समाप्तौ कृत्वा तस्य कृते पाठयामि वा अध्ययनं आम् आम् तर्हि एकं तर्हि महोदय एकं कार्यं कर्वन्तु एक टीप्पणी पुस्तिका तस्य कृते वदतु एक टिप्पणी पुस्तिका आनयामि अस्तु अहं अहं तेषांं कृते एव टिप्पणी पुस्तिका दत्वा आ दत्वा एकस्य टिप्पणी पुस्तिका मध्ये किं किं श्रुण्वन्तु श्रुण्वन्तु महोदय महोदय श्रुण्वन्तु एक टिप्पणीपुस्तिका मध्ये दत्वा तस्य कृते प्रेषयामि भवान् टिप्पणीपुस्तिका मध्ये किं किं गृहकार्यमस्ति किं किं विद्यालयमध्ये चलति तेषाम् एकं एकं लिखित्वा मम कृते प्रेषयतु गृहकार्यमेवं प्रेषयतु अहं तस्य मध्ये सिग्नेचर् करोमि एवं अनन्तरं भवान् द्रष्टुं शक्यते अस्तु तर्हि एवमेवं तत् सम्यक् भविष्यति इति मन्ये अस्तु अस्तु अस्तु अस्तु आम् इदानीं करोमि धन्यवादः महोदय धन्यवादः नमो नमः अस्तु स्वागतम्